सार्वजनिकम् अथवा राज्यस्वामित्वयुक्ताः बैङ्काः एकोनविंशतिशताब्द्याः अन्ते विंशतिशताब्द्याः आरम्भे च पुञ्जिवादी समाजवादिदेशेषु औद्योगीकीकरणस्य महत्त्वपूर्णतत्वरूपेण सम्पूर्णे विश्वे प्रसृताः द्वादशविंशत्याशततमे वर्षे राज्यबैङ्कानं कुलवैश्वविकबैङ्कसम्पत्याः पञ्चविंशतिप्रतिशतं यावत् स्वामित्वं नियन्त्रणं च आसीत् सार्वजनिकबैङ्कस्य समर्थकाः तर्कयन्ति यत् नीतिनिर्माणतारां सार्वकारिकसेवानां च आधारभूतसंरचनानां च व्ययस्य न्यूनीकरणाय सार्वजनिकक्षेत्रस्य बैङ्कानं निर्माणं कर्तुं शक्नुवन्ति स्थानिकबैङ्कानं रक्षणं सहायता च निजिक्षेत्रस्य बेङ्किङ्ग्द्वारा न्यूनसेवां प्राप्तजनानां संस्थानां च कृते बेङ्कसेवां प्रदानं तथा सामाजिककल्याणनीतिनियमाः साञ्चीकृतसङ्कल्पनानां प्रतिबिम्बं कुर्वन्तः विशिष्टप्रकारस्य आर्थिकविकासस्य प्रवर्धनं कुर्वन्ति पञ्चदशविंशत्यशते तमस्य वर्षस्य आदेशस्य अभावं वित्तपोषणं विकासकार्यं कार्यक्रमे उक्तं यत् नूतनस्थायिविकासं लक्षाणां प्राप्तः सार्वजनिकबैङ्कानं महत्त्वपूर्णां भूमिकां भवितुम् अर्हति अधिकाधिकं प्रमुखाः अन्ताराष्ट्रियवित्तीयसंस्थाः सकारत्वम् उक्तप्रदेक्तं च भूमिकां स्वीकुर्वन्ति यत् सार्वजनिकबेङ्काः आगामिनीं न्यूनकारबोन्नवातावरणे चलनसङ्क्रमणेन कर्तुं शक्नुवन्ति ततः परम् अन्ताराष्ट्रीयवैरसरकारिस्थानाम् आलोचनात्मकं विद्वांसः च तर्कयन्ति यत् सार्वजनिकबेङ्काः निष्पक्षस्य न्यायपूर्णस्य च ऊर्जासङ्क्रमणस्य वित्तपोषणार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति निर्वहन्तुं शक्नुवन्ति मया मम सहेन मम प्रत्यहं मम सहेन मम परिचयपत्रकम् आधारं तदनन्तरं पेन् कार्ड् इत्यादि रक्षास् रक्षामि सर्वदा